हरि ओं अहं प्रातः मम गृहतः एर्पोर्ट् गन्तुम् एकं ऊबर् आर्डर् कृतवानासं शेड्यूल्ड् कृतवानासं तत्र दर्शयति ड्रैवर स्य नाम मञ्जुनाथः इति तस्य रेटिङ्ग् कथम् अस्ति इति ज्ञातुम् इच्छामि स्म अहम् एकः एव नास्मि मम समीपे मम पत्नी अपि अस्ति अतः तस्य बिहेवियर् कथम् अस्ति सः पूर्वं सर्वं कथं कृतवान् एतत्सर्वं ज्ञ ज्ञातुं शक्नोमि ज्ञातुम् इच्छामि कृपया तस्य विषये वदन्तु